अस्माकं देशे बहुप्रकारस्य आहारपद्धतिः सन्ति भारतदेशे पृथक् पृथक् स्थाने पृथक् पृथक् प्रखारस्य अहारः अस्ति महाराष्ट्रे अधिकम् इस्पैसी भोजनम् आहारम् अस्ति गुज गुजरात् राज्ये अधिकं स्वीट् मिष्टान्नं भोजनं प्रसिद्धमस्ति केचन राज्ये सात्विकभोजनं प्रसिद्धमस्ति अन्ये रा अन्यराज्ये अन्यान्यप्रकारे आहारप्रसिद्धः अस् अस्ति भारते इट्लि इट्लि नामक खद्यपदार्थः बहु प्रसिद्धम् अस्ति इट्ली इति रायिस् पदार्थः पदार्थस्य पदार्थस्य एकः प्रकारस्य भोजनम् अस्ति अन्ये समोसा इति नामस्य खाद्यपदार्थः अस्ति सः भारतदेशे बहु प्रसिद्धम् अस्ति तत्र साल्ट् रेड् चिल्लि पौडर् टर्मरिक् पौडर् ब्लाक् साल्ट् पेपर् अन्येषु प्रकारेषु उपस्का उपस्करः

उपयुज्यमानः